नमस्ते ओला तः वा मम नाम हरिहरन् मह्यं गिरिनगर् तार् गिरिनगर् तः धर्मस्थला गन्तुं कार् यानम् अपेक्षते मया साकम् अष्टजनाः आगच्छेयुः प्रायः अतः इन्नोवा कार् यानं प्रेषयितुं शक्यते वा कियद् धनं भवति